भारतस्य विशिष्टा सांस्कृतं परि सांस्कृतिकपरम्पराः दीपावलिः दसरा तथैव गुडिपाडवा अनन्तरं नवरात्रिः बहवः सन्ति तत्र सर्वे जनाः विश्वासं कुर्वन्ति किमर्थं दीपावलिः वा दसरा वा नवरात्रिः विशिष्टकाले एव भवति तस्य पञ्चाङ्गे तस्य तिथिः अस्ति तथा समयः अपि अस्ति तदा एव तत् करणीयम् इति निश्चितमस्ति भारते अधिकाः सांस्कृतिकाः परम्पराः सांस्कृतिकपरम्पराः सन्ति भारतस्य अपरा अन्ये देशे अन्येभ्यः देशेभ्यः केवलं केवलं न्यूनाः सांस्कृतिकपरम्पराः सन्ति अधिकं नास्ति तर्हि अत्र पोङ्गल् अस्ति अनन्तरं गुजरात् मध्ये गर्भा भवति अनन्तरं महाराष्ट्रदेशे अपि भिन्ने भिन्ने राज्ये अस्माकं भारतस्य भिन्ने भिन्ने राज्ये भिन्ना भिन्नाः परम्पराः सांस्कृतिकपरम्पराः सन्ति तथैव विशिष्टाः अपि सन्ति तत्र कार्य किं किं कारणमस्ति सर्वे मिलित्वा तत्र आगच्छन्ति तथा सर्वेषां मनसि एकं सर्वे मिलित्वा कार्यं करोति न कुत्र द्वेषः वा लोभः वा सर्वे जनं मिलित्वा तत्र कार्यं करोति कुर्वन्ति